यदा अहं बाल्यकाले स् आसं तदानीं मम पुरतः बहूनि बहवः भाषाः आसन् तदानीम् अहं यया भाषया अहं गृहे अहं व्यवहारम् कुर्वं तदानीं सा भाषा एव मम कृते योग्या तथा च सुलभा आसीत् परन्तु सा भाषा सर्वेषां कृते एव सरला भवति अनन्तरं या भाषा अस्माकं या भाषा अस्माकं कृते विद्यालये प्रदीयते सा भाषा किञ्चित् क्लेशाय भवति सा भाषा किञ्चित् काचित् कठिना विशिष्टा भवति यस्याः यस्याः भाषायाः वयं विद्यालये शिक्षणं प्राप्नुमः अतः संस्कृते सम्भाषणं तु यदा वयं प्रारम्भे एव संस्कृतम् अवगतवन्तः तदानीम् अस्माकं चिन्तनमासीत् एषा भाषा बहु क्लेशः बहु महते क्लेशाय अस्ति परन्तु अनन्तरं यदा बहूनि वर्षाणि अस्माभिः व्यतीतानि तदानीम् अस्माभिः ज्ञातं भाषा तु या कापि भवतु सा भाषा एकं साधनम् एव वर्तते येन साधनेन वयं व्यवहाराणां सं व्यवहाराणां सम्पादनं कुर्मः तादृशम् एव व्यवहारं सम्पादयितुम् अस्माभिः संस्कृतभाषायाः प्रयोगः कृतः वयं पूर्वं संस्कृतशिबिराणाम् वयं सिव् संस्कृतशिबिरे वयं गतवन्तः तत्र संस्कृते सम्भाषणम् एतादृशम् अस्माकं कृते सुकरम् अभवत् तत् वयं वक्तुं न शक्नुमः